आम् प्रतिदिनम् उपयुज्यमानानि आप् विशेषानि बहूनि सन्ति ड्रैव् इति यदा पर्सितस्य उपयोगः भवति यतोऽहि अहं मम सर्वसञ्चिकाः तत्रेव रक्षामि अहं तु अन्तर्जालमाध्यमेन पाठयन् अस्मि शिक्षकः अस्मि अहम् यस्मात् सर्व सञ्चिकाः तत्रेव स्थापयामि तत्र शीट्स् इति यत् आप् अस्ति तस्य अपि उपयोगः भवति तत्र अहं सर्वं यद्यद् आवश्यकं तद् टङ्कयित्वा स्थापयामि एवामेव डाक्स् इति याप् तस्य अपि उपयोगं करोमि एतादृश आफ़ीस् एम्मेस् आफ़ीस् सम्बद्ध आप्स् इदानीं गूगल् मध्ये यदस्ति याण्ड्राय्ड् मध्ये यद् अस्ति तादृश याप् सर्वं मम उपयोगाय भवति एवं प्रतिदिनं यूटूब् इत्यस्य अपि उपयोगः क्रियते मया तत्र विभिन्नविषयाणां दर्शनाय एतद् सर्वं निश्चयेन मया प्रतिदिनम् उपयुज्यते इति याप्स् सन्ति